मम प्रदेशे अधिकाः देवालयाः सन्ति कुम्भकोणम् इति एकं प्रसिद्धं क्षेत्रमस्ति तत्र अधिकाः देवालयाः सन्ति एवं समीपे कुम्भकोणं नगरात् समीपे दशकिलोमीटर् समीपे एकः प्रसिद्धः प्राचीनः देवालयः विद्यते तस्य नामं मध्यार्जुनं क्षेत्रम् इति मध्यार्जुनक्षेत्रस्य वैशिष्ट्यम् अधिकम् अस्ति नायन्मार् इति शैवभक्ताः ये सन्ति तत्र प्रसिद्धाः अधिकाः मध्यार्जुनक्षेत्रं समागत्य तत्र विद्यमानस्य प्रधानस्य ईश्वरस्य दर्शनं कृत्वा भक्तिमयानि पद्यानि रचितवन्तः तानि पद्यानि तु प्रसिद्धानि द्वितीयम् अस्ति तत्रत्य वैशिष्ट्यम् तत्र मन्दिरं तु विशालं मन्दिरं भवति सप्त प्राकाराः भवन्ति एकस्मिन् प्राकारे विभिन्नानि अद्भुतानि चित्राणि भवन्ति चित्रमयं प्राकारम् इत्येव तस्य नामं सम्पूर्णं चित्राणि भवन्ति ईश्वरस्य नटराजस्य कतिविधानि नटनानि सन्ति तानि सर्वाणि चित्ररूपेण प्रदर्शितानि सन्ति कतिविधाः विनायकाः सन्ति कतिमुखाः विनायकाः सन्ति तादृशानां विनायकानां चित्राणि भवन्ति एवं देव्याः चित्राणि भवन्ति बहु सम्यक् विरचितानि चित्राणि सम्पूर्णं प्राकारे भवन्ति अन्यस्मिन् प्राकारे एकः कूपः भवति कूपस्य प्रवेशद्वारः सिंहमुखः सिंहमुखद्वारं भवति सिंहः भवति सिंहः मुखम् उद्घाटयति चेत् कथं भवति तादृशं तस्य स्वरूपं भवति तत्र सोपानानि भवन्ति तत्र गत्वा तत्र कूपे विद्यमानं जलं स्वीकृत्य प्रोक्षणं कृत्वा जनाः आगच्छन्ति अत्यन्तं पवित्रं जलम् अस्ति सिंहप्राकारः इति वदन्ति अनन्तरं सप्तमः प्राकारः यः अस्ति बहु दीर्घः भवति एकवारं प्रदक्षिणां कृत्वा आगच्छामः तदर्थम् सामन्यतया अर्धघण्टा भवति तादृशं विशालं दीर्घं भवति अनन्तरं तस्य वैशिष्ट्यमस्ति देवालयस्य आदिशङ्कराचार्येण प्रतिष्ठापिता प्रतिष्ठापिता यन्त्रस्वरूपिणी देवता अस्ति मुखाम्बिका इति एका देवता तस्याः समीपे मेरुस्वरूपेण मेरुयन्त्रम् इति वदामः मेरुयन्त्रमपि आदिशङ्कराचार्येण प्रतिष्ठापितम् अस्ति तेन कारणेन येषाम् बुद्धेः अना बुद्धिम् अनारोग्यम् व्याधिः इति सामान्यं रोगस्य वदामः आधिः इति वदामः मानसिकरोगः इति उच्यते मानसिकरोगः अस्ति चेत् यदा ते प्रदक्षिणां कुर्वन्ति तस्य मनोव्याधिः गच्छति इति अतः बहवः आधिं व्याधिपीडिताः देवालयं मध्यार्जुनक्षेत्रम् आगत्य प्रतिदिनं ते प्रदक्षिणां कुर्वन्ति एकं मण्डलं कृत्वा यदा पश्यति तेषां रोगनिवारणं भवत्येव सर्वेषाम् अनुभवः अस्ति बहूनाम् अन्यदेकमस्ति तस्मिन् क्षेत्रे यदा आदिशङ्कराचार्यः समागतः ईश्वरेण अनुग्रहः कृतः अस्ति अद्वैतम् एव परं सत्यम् अस्ति इति इदानीमपि तस्य मूर्तिः अस्ति तत् तस्य शङ्कराचार्यस्य अनुग्रहः हस्तेन ईश्वरः कृतवान् इति एवम् अत्यन्तः प्रसिद्धः देवालयः अस्ति तत्र समाजः जनानाम् आकर्षणदृष्ट्या पर्यटनरूपेण जनाः अत्र आगच्छेयुः तदर्थं प्रचारोपायाः चिन्तनीयाः सन्ति एकं तु परिहारक्षेत्रम् इति अस्ति यदि ज्योतिषज्ञाः वदन्ति तर्हि जनाः निश्चयेन तत्र आगच्छन्ति ब्रह्महत्यादि दोषनिवारणार्थं तत्र पूजाः प्रचलन्ति अतः तादृशः प्रचारकार्याणि करणीयानि विभिन्न पत्रिकासु एतस्मिन् विषये लेखनानि करणीयानि भवन्ति यदि लेखनानि प्रकाशितानि भवन्ति जनानां तस्मिन् विषये जागरणं भवति अतः अधिकाः जनाः द्रष्टुम् आगच्छेयुः इदानीम् आधुनिकलोके यूब्टूब् चानल् इति बहुविधाः प्रकाराः सन्ति दूरः दूरदर्शनानि सन्ति अतः तत्र सर्वत्र एतादृशः विषयेषु उद्बोधनं कर्तुं प्रचाराः करणीयाः एवं कुर्मः इतोऽपि अधिकाः देवालयम् आगत्य फलानि फलानि अनुभवन्ति तेषां कष्टनिवारणं भवति अतः तादृश कार्याणि करणीयानि भवन्ति तादृश अद्भुतक्षेत्राणि बहूनि सन्ति तमिळ्नाडुक्षेत्रे ए प्रत्येकं क्षेत्रं स्वीकृत्य तस्य प्रचारः करणीयः इति मे मतिः